विद्युतः प्रवाहस्य समस्याः वर्तन्ते एव विद्युत्प्रवाहः नास्ति चेत् उपकरणानि उपकरणानां प्रयोजनमेव न भवति तेन कारणेन विद्युत् सर्वदा सर्वत्र भवेदेव कदाचित् विद्युत् नास्ति इति कारणात् सर्वकारस्य कार्यालयेषु कार्यम् एव न कुर्वन्ति न केवलं सर्वकार्यस्य कार्यालयेषु अन्यत्रापि एषा समस्या भवत्येव यतोहि इदानीम् संगणकयन्त्रं वा भवतु व्यजनं वा भवतु अथवा यानि कान्यपि उपकरणानि वा भवन्तु तत्र विद्युत् अपेक्षितमेव विद्युत् न भवति चेत् सर्वेषामपि सामान्यजनानामपि महती समस्या भवति इदानीम् कः परिहारः इत्युक्ते प्रथमतया इदानीम् गृहे भवामश्चेत् यु पि एस् स्थापयितुं शक्यते यु पि एस् अभावे सोलार् यन्त्राणि उपकरणानि अपि उपयोक्तुं शक्यते परन्तु प्रथम सोपाने एव उपकरणानां विशेषतया सोलार् उपकरणानां एक्स्पेण्डिचर् अधिकं भवति सो तेन कारणेन ये गृहे भवन्ति ते द्वित्रिवारं योजनां कुर्वन्ति भवति वा न वा के क्लेशाः भवितुमर्हन्ति मेय्ण्टेनन्स् कथं भवेत् इति चिन्तयन्ति यदि मेय्ण्टेनेन्स् नास्ति प्रारम्भिकस्तरे प्रारम्भिकसोपाने यदि अल्पमौल्येन अर्थात् एक्स्पेण्डिचर् न्यूनं भवति चेत् सर्वे तदिच्छन्ति इदानीं कदाचित् किं भवति इत्युक्ते यु पि एस् अपि नास्ति तत्र सोलार् उपकरणानि अपि न सन्ति इति कारणेन कदाचित् सङ्गणकयन्त्रे अपि समस्याः उद्भवन्ति तदर्थमेव इदानीं पवर् बेङ्क् इति आगतं उपकरणं पवर् बेङ्क् द्वारा मोबैल् उपकरणम् उपयोक्तुं शक्यते परन्तु सङ्गणकयन्त्रस्य उपयोगः कष्टाय एव अनन्तरम् इदानीं विद्युत् नास्ति चेत् रेफ़्रिजरेट्र् शीतलयन्त्रं यत् यद्वदामः विद्युत् नास्ति चेत् न कार्यं करोति न केवलं न कार्यं करोति तेन कारणेन किं भवाति इत्युक्ते यानि वस्तूनि तत्र स्थितानि विशेषतया आहारवस्तूनि यानि स्थापितानि रेफ़्रिजरेटर् मध्ये तेषाम् नाशः भवति एतेन कारणेन कथञ्चित् विद्युत्प्रवाहः सर्वदा भवदेव कदाचित् विद्युत् नास्ति इति कारणात् इदानीं रेल यानं वर्तते रेल यानम् अपि तत्रापि विद्युत्प्रवाहः विद्युत् अपेक्षिताः वर्तते नास्ति चेत यानमेव अग्रे न सरति अनन्तरञ्च इदानीम्म् शुश्रुषालयेषु विद्युत् नास्ति चेत् बहूनि उपकरणानि शुश्रुषालये अपि भवन्ति तेन कारणेन विद्युत् नास्ति चेत् बहुकाठिन्यं वर्तते विशेषतया ऐ सि यु मध्ये ये भवन्ति तेषामपि बहु बहवः क्लेशाः सन्ति तेन कारणेन ते किं कुर्वन्ति इत्युक्ते कदाचित् यु पि एस् अपि स्थापयन्ति कार्यं न करोति चेत् बहुकष्टाय कल्पते इदानीं परिहारः न केवलं सर्वकारस्तरे भवितुम् अर्हति परन्तु वैयक्तिकरीत्यापि परिहारः कर्तव्यः उदाहरणार्थं इदानीम् यत्र विद्युतः अपेक्षिता नास्ति तत्र इदानीं यथा आङ्ग्लभाषायाम् उच्यते सेविङ्ग् इस् अर्निङ्ग् इति तथा वयं विद्युतः परिरक्षणं कुर्मश्चेत् समस्यायाः निवारणं शक्यते